ह्यस्तनदिने अहं द्वौ बेड्शीट् क्रीतवती चौधरि कट् पीस् इति आपणे अहं तत् क्रीतवती तस्य वर्णः वर्णः बहु सम्यक् अस्ति तस्य मूल्यं मूल्यमपि न्यूनमस्ति तस्य कलर् बहु सुन्दरं सुन्दरम् अस्ति अहं तत् प्रक्षालयामि तस्य वर्णं न गच्छति तत् आच्छाद्य अहं यदा निद्रां कृतवती तस्य उपरि अहं बहु सम्यक् निद्राम् अनुभवामि अहं तेन कारणेन तद् बेड्शीट् ते पञ्च स्टार् इति दास्यामि